तत्र चारणार्थम् उपयुक्तानि साधनानि बहूनि सन्ति पादरक्षा समीचीना पादरक्षा दण्डः चुरिका अनन्तरम् औषधं छत्रम् इत्यादिकं बहूनि साधनानि सन्ति तस्य विवरणं कर्तुमेव महान् क्लेशः भवति अपि च तत् कुत्र क्रियणासि इति चेत् तस्य क्रयणे महान् कोपि प्रयत्नः कर्तव्या इति नास्ति तस्य क्रयणं बहु सुलभं छत्रं तत्र एकं समीचीनम् आपणेषु लभ्यते अस्तु वा अनन्तरम् औषधम् औषधालये लभ्यते पादरक्षा पादरक्षापणे लभ्यते एवम् अधिकप्रयासः कर्तव्यः इति नास्त्येव बहु सुलभरूपेण लभ्यते परन्तु अत्र कश्चन विषयः अस्माभिः ज्ञातव्यः यत् वयं ग्रामे निवसामः इत्यतः नगरं प्रति गत्वा तानि वस्तूनि क्रीतव्यानि एवम् अग्रे तस्य उपयोगः अपि सम्यक् कर्तव्यः एव भवति यतः महती वृष्टिः आगच्छति चेत् छत्रस्य उपयोगः अवश्यं कर्तव्यः तत्रापि काचन समस्या वर्तते यदि वायुः अधिकतया वाति तदा छत्रस्य उपयोगः दुर्लभमेव तदर्थं सर्वे वस्तूनि नेतव्यानि